अहम् एन् एस् यु एन् एस् यु मद्ये भाषणमस्मि अहं तिरुपतिनगरतः दिनद्वयं परिभ्रमण कर्तुम् इच्छामि तर्हि कार् यानम् अपेक्ष्यते लघु कार् यानं मध्ये चत्वारि जनाः निवसन्ति चेत् तर्हि तस्य भाटकं कियत् भवति यदि बृहत् कार् यानं कार् यानम् अस्ति षड्जनानां कृते तस्सि तस्य भाटकं केर् कियत् भवति इति ज्ञान्तुम् इच्छामि तर्हि सूचयतु कृपया